अस्माकं प्रदेशस्य स्थानीययानं भवति लोकयानम् प्रातःकाले षड् वादनतया रात्रौ दशवादनपर्यन्तं सामान्यतः भवति प्रातःकाले सायङ्काले च अधिकजनाः तेषु भवन्ति यतो हि छात्राः सर्वे तं यानम् अधिकतया एव उपयुज्यन्ते तथा च ये उद्योगं प्रति गच्छन्ति तेषां बहु उपयोगाय भवन्ति प्रतिदिनं ये गच्छन्ति तेषां पास् कुर्वन्ति तेन वित्तस्य न्यूनता सम्पाद्यते